यदा भारतीयकलायाः उत्साहस्य विषयः आगच्छति तदा आम् युवानां मध्ये तस्य कृते महती उत्साहः वर्तते अधुना युवानां स्वसंस्कृतेः कलायां च तीव्ररुचिः वर्तते भारतीयनृत्यं सङ्गीतं पौराणिककथा वास्तुकला इत्यादीनां कलानाम् अध्ययनं कृत्वा स्वस्य पारम्परिकधरोहरस्य संरक्षणाय तेषां रुचिः अस्ति एषा अतीवसाधुवस्तुः यतः अस्माकं संस्कृतस्य संस्कृतस्य तस्य भा गम्भीरतां महत्त्वं च रक्षति अतः भवतः अपि एतादृशकला ज्ञातुम् अभिप्रायः अस्ति भारतीयकलायां बहवः प्रमुखाः कलाः सन्ति परन्तु नृत्यं सङ्गीतं च सर्वाधिकं लोकप्रियमस्ति कथं भरतनाट्यम् ओडिस्सि इत्यादीनि भारतीयनृत्यानि केचन् राजस्थानीनृत्यानि च विशेषतया प्रसिद्धानि सन्ति सङ्गीतक्षेत्रे हिन्दुस्तानी शास्त्रीयसङ्गीतं कर्णाटकसङ्गीतं च अस्ति अतीवप्रसिद्धमस्ति एताः कलाः भारतीयसंस्कृतेः महत्वपूर्णः भागः अस्ति जनाः तेषु आनन्दं लभन्ते भारतीयकलायां सर्वे नृत्याः मञ्चे आकर्षकाः सन्ति परन्तु कथक् नृत्यस्य गतिः शरीरस्य गतिः गहनव्यञ्जना च विशेषतया प्रसि प्रसिद्धः अस्ति नृत्यक्रियाभिः सह मानवीयभावनानाम् अद्यतन् अद्यतनीकरणस्य एकः अद्वितीयः उपायः अस्ति अस्य लीलाः पूर्णाः ललिताः च आसनाः प्रेक्षकान् आकर्षयन्ति